ग्रामीण नृत्यम् इति तु नास्ति किन्तु भरतनाट्यम् एव सर्व सर्वदा दृश्यते इति कृत्वा मया चिन्त्यते यत् ग्रामीणनृत्यापेक्षया भरतनाट्यम् एव सर्वैः इष्यते अस्माकं ग्रामे इति किन्तु ग्रामीणनृत्यानि नाम यष्टिक्रीडा समुदायनृत्या नृत्यम् इत्यादि भवति तत्र तु जनाः आनन्देन प्रवर्तन्ते पुरुषाणामपि नृत्यप्रदर्शनम् दृष्यते तत्र जनाः सम्मिलिताः सन्तः आनन्देन सर्वं पश्यन्ति सर्वं दृष्ट्वा स्वगृहेऽपि अभ्यासाय प्रवर्तन्ते तेन च तेषां आनन्द आनन्दवर्धनमपि भवति तथैव मनसः विश्रान्तिरपि भवति तेन च सन्तुष्टाः ते कार्याणि सम्यक्कर्तुं प्रवर्तन्ते